मम ग्रामः लघुः वर्तते तत्र सर्वकारीयः चिकित्सालयः नास्ति इति कृत्वा एम्बुलेन्स् इत्यस्य आवश्यकता भवति किन्तु सामान्यरूपेण एम्बुलेन्स् इत्यस्य व्यवस्था न भवति चेत् बहु समस्या भवति जनाः किमपि सैकल्यानेन एव वा अन्यत् मोटर् सैकल्यानेन एव रुग्णं स्वीकृत्य गच्छन्ति पुनः बहुसमस्या वर्तते यदि एम्बुलेन्स् नास्ति चेत् समस्या बहु वर्तते रात्रौ मुख्यरूपेण समस्या बृहत् भवति रात्रिकाले तत्र पार्श्वे यः ग्रामः वर्तते तत्र गमनं बहुदुर्लभं वर्तते पुनः मार्गे वनमपि अस्ति वनमार्गे गमनं बहुदुर्लभं वर्तते तत्र वनस्थ जीवाः अपि सन्ति तेषामपि भीतिः भवति अतः एम्बुलेन्स् इत्यस्य व्यवस्था सम्यक् यदि भविष्यति चेत् आनन्दं भविष्यति इति